मम प्रदेशस्य चिकित्सालयेषु जनाधिक्यं भवति सामान्यजनानाम् बहु उपयोगाय भवति व्यक्तिगतः चिकित्सालयेषु अधिकधनं दत्वा चिकित्सां प्राप्तुं न शक्यते अतः सर्वकारेषु चिकित्सालयेषु जनाः चिकित्सालयं कर्तुं शक्यते निश्चयेन जनान् निक् निरीक्षितमेव व्यक्तिगतः चिकित्सालयेषु अधिकधनं दत्वा सामान्यजनानां चिकित्सां स्वीकर्तुं न शक्यते एव अतः सर्वकाराः चिकित्सालयाः अधिकाः उद्घाट्य जनान् चिकित्सां दातुं प्रेरणां करणीयम् सामूहिकजनाः अपि एकेकग्रामेषु वा नगरेषु वा एकः चिकित्सालयं उद्घाट्य सामान्यजनानां कृते निश्शुल्करीत्या चिकित्साम् दत्वा अनारोगतम् सर्वे भव सन्तु निरामयाः इति वेदवचनवाक्यानुसारेण सर्वे निरामयाः भवितुम् सर्वकारः चिकित्सालयः चिकित्सालयेषु निश्शुल्करीत्या चिकित्सां दातव्यम् अतः एतदेव सामूहिकप्रेरणा सामान्यजनानां कृते प्रेरणा